मम स्थानीयविद्यालयेषु तु प्रवेशस्य प्रक्रिया सामान्यतया भवति कथं नाम तत्र एड्मिषन् लिखित्वा तत्र शुल्कं पे कृत्वा अग्रे गन्तव्यं नाम कक्षादिकं प्रति गन्तव्यम् एवं च तत्र सर्वत्र एवमेव भवति इति नास्ति प्रमाणपत्राणि अपि केषुचन स्थानेषु उपलभ्यन्ते दातव्यानि कानि कानि नाम केश् सर्टिविकेट् वर्त् सर्टिविकेड् आधार् काड् इत्यादि रेशन् कार्ड् इत्यादि दत्त्वा तेभ्यः अस्माकं सम्पूर्णतया डेटा तेभ्यः दातव्यं पुनश्च समीचीनविद्यालयेषु गोर्न् प्रैवेट् विद्या चैतन्या नारायणः इत्यादिशालासु इण्टर्व्यू इत्यादिकं क्रियते एवं च तत्र शुल्कम् आदिकं स्वीक्रियते अस्ति एव तत्र एवं च सर्वकारविद्यालयेषु विद्यां सम्यक्तया पाठयन्ति तत्र पुनश्च प्रैवेट् विद्यालयेषु अपि सम्यक्तया एव पाठयन्ति परन्तु सर्वकारविद्यालयेषु शुल्कं न भवति किमर्थं नाम सर्वकारतः एव तेभ्यः उचितव्यवस्था प्रकोष्ठव्यवस्था पुस्तकव्यवस्था स्यूतं सैकिल् यानम् इत्यादि सर्वं दापयन्ति तत्र शुल्कं न भवति एवं च प्रैवेट् व्यवस्थासु शुल्कं भवति यतः ते सर्वकारः न चालयति तेव चालयन्ति विद्यालयम् अतः ते धनादिकं स्वीकृत्य तत्र व्यवस्थादिकं कुर्वन्ति एवं च इदानींतनाः छात्राः तु सर्वकारशालां त्यक्त्वा आधिक्येन प्रैवेट् शालां प्रति एव गत्वा तत्र अध्ययनादिकं कुर्वन्ति एवं च उभयत्र विद्यालयेषु समीचीनतया पाठादिकं कुर्वन्ति